हलो हलो कुत्र वर्तते कुत्र वर्तते मया नववादने तत्र रैल्याने आरक्षणं कृतमस्ति ओला द्वारा भवतः निश्चयः म मया सार्धषड्वादने एव कृतः किन्तु एतावत् पर्यन्तं भवान् नागतः इदानीं भवान् कुत्र वर्तते करेण्ट् लोकेशन् भवतः कुत्र अस्ति किं मया अत्र भवतः आगमनं प्रति कियत्पर्यन्तमत्र स्थातव्यम् कदा आगच्छसि भवान् इदानीं भवान् कुत्र वर्तसे इति मम स्पष्टं कथय अन्यथा मम रैल्यानस्य गमनाय क्लेशः भवेत् शीघ्रं वद सम्यक् सत्यं वद अन्यथा भवतः कम्पनी प्रति अहं सूचनां दास्यामि ते भवन्तम् कम्पनी तः निश्कासनं कुर्युः शीघ्रं वद